अहं बाल्यकाले गुरुकुलम् अगमम् तत्र यदा प्रथमवर्षे प्रवेशः भवति मास् एक एक मासानन्तरं पोषकाणाम् एकं मेलनं भवति तस्मिन् दिने मम पोषकाः न आगतवन्तः एतेन अहं बहु खिन्ना आसम् तदानीं तत्र विद्यमानः कश्चन महोदयः मां बहु मया सह क्रीडितवान् पुनश्च मां कथां श्रावितवान् एवं सः आदिनं मया सह एव आसीत् अतः मया मम पोषकाः न आगताः इति या भीतिः अथवा या वार्ता आसीत् सा मां तद्दिने बाधां न अजनयत्